आम् वेदान्तशास्त्रस्य अध्य अध्यापने भिन्नाः स्तराः सन्ति प्रारम्भिकस्तरे प्रकरणग्रन्थाः पाठ्यते प्रकरणाग्रन्थाः नाम किम् इति चेत् कानिचन प्रारम्भिकस्तरे यानि ग्रन्थानि पठितानि तेषां नाम प्रकरणग्रन्थः इति उच्यते वेदान्तशास्त्रे प्रकरणग्रन्थः प्रकरणग्रन्थाः कानि इति चेत् प्रथमतया तत्त्वबोधः इति ग्रन्थस्य अध्ययनं भवति तदनन्तरम् आत्मबोधः दृग् दृश्यविवेकः भजगोविन्दं साधनपञ्चकं मनिषापञ्चकम् इत्यादि ग्रन्थाः सन्ति ते सर्वे प्रकरणग्रन्थाः इति उच्यते प्रकरणग्रन्थस्य प्रयोजनं किं इति चेत् प्रारम्भिकस्तरे शा वेदान्तशास्त्रे बह बहूनि परिभाषापदानि सन्ति तेषां ज्ञानं प्रकरणग्रन्थद्वारा भवति तदनन्तरम् अग्रिमस्तरे भगवद्गीतायाः अध्ययनं भवति वेदान्तशास्त्रस्य प्रस् प्रस्थानत्रयं भवतीति उच्यते प्रस्थानत्रयं नाम किं इति चेत् प्रस्थानत्रयेषु ग्रन्थत्रयस्य गणना भवति भव भगवद्गीता उपनिषद्ग्रन्थाः ब्रह्मसूत्राणि च ते प्रकरणग्रन्थाः इति उच्यते अतः प्रारम्भस्तरे ते ते प्रस्थानत्रयम् इति उच्यते क्षम्यताम् अतः प्रारम्भस्तरे तु प्रकरणग्रन्थस्य अध्ययनं भवति तदनन्तरं भगवद्गीतायाः ग्रन्थस्य अध्ययनं भवति तदनन्तरम् उपनिषद्ग्रन्थानाम् अध्ययनं कर्तव्यम् उपनिषद्ग्रन्थानां अध्ययनकाले भगवद्गीतायाः भगवद्गीतायाः ग्रन्थस्य अध्ययनकाले अपि भाष्यस्य अपेक्षा भवति अतः शाङ्करभाष्यसमेतः समेतः समेतः एव शाङ्करभाष्यरीत्या एव अध्ययनं भवति एतेषां ग्रन्थानाम् अन्तिमस्तरे ब्रह्मसूत्रस्य अध्ययनमपि भवति शाङ्करभाष्यरीत्या अतः प्रथमः प्रथमस्तरे प्रकरणग्रन्थस्य अध्ययनं तदनन्तरं भगवद्गीतायाः ग्रन्थस्य अध्ययनं तदनन्तरम् उपनिषद्ग्रन्थानां ग्रन्थानाम् अध्ययनं तदनन्तरं ब्रह्मसूत्रस्य अध्ययनम् एवं रीत्या वेदान्तशास्त्रस्य अध्ययनं प्रचलति